नमोनमः कूपात् जलम् पूर्वकालतः अहम् आकर्षयामि पूर्वकाले अहं रज्जुद्वारा तत्कार्यं करोमि स्म इदानीं विद्युत् उपकरणस्य नाम पम्प् इति यन्त्रस्य सहाय्येन जलम् आकर्षयामि धन्यवादाः